अहं भवन्तः उबर् आटो ब्रुक् बुक् कृतवती अत्र मृगालयं गन्तुं भवान् इदानीं कुत्र अस्ति मम गृहं तु अत्र दोसा पाय्न्ट् अपोलो होस्पिटल् मार्गे पृष्ठभागे एक मार्गः अस्ति तत्र एव अस्ति मम गृहम् अतः शीघ्रम् आगच्छन्तु वयं निरीक्षणं कुर्वन्तः स्मः